विद्यालयेषु पुरा साम्प्रदायिकशिक्षा आसीत् तदा छात्राः विज्ञानक्षेत्रे भौतशास्त्रं रसायनशास्त्रं जीवशास्त्रं गणितशास्त्रं तन्त्रज्ञानविषयं स्वीकृत्य पठन्तः

अधुना

बहु तीक्ष्णतया स्वीकुर्वन्तः सन्ति जीवने आवश्यकं वयं ज्ञातवन्तः किन्तु जीवननिर्वहणशिक्षा कौशल्यशिक्षा बहु आवश्यकी वर्तते उदाहरणार्थं पशुपालनं स्वीकुर्मः चेत् पशुं कथम् निर्वहणं कुर्मः एवं ते विद्यालयेषु पठन्ति चेत् अधिकाधिक उन्नतव्यासङ्गं कृत्वा ते एव स्वयं जीवनं कुर्वन्ति एवमेव काष्टकर्म प्लम्बिङ्ग् सीवनं कुक्कुटपालनं सर्वमपि अस्ति सर्वकारः प्रोत्साहं ददाति चेत् आनेतुं शक्यते किन्तु साम्प्रदायिकशिक्षणेषु कलाविभागं वाणिज्यविभागं तथा विज्ञानविभागं स्वीकृत्य वैद्यकीय अभियन्तकक्षेत्रं नो चेत् न्यायालयक्षेत्रे एवं साम्प्रदायिकरीत्या एव गच्छन्तः आसन् यदा विद्यालयेषु व्यावसायिकशिक्षा आगच्छन्ति चेत् व्यवहारक्षेत्रे अभिवृद्धिः निश्चयेन भवति कुक्कुटपालनं कथं करणीयं सीवनं सीवनं देशीयवस्तूनि स्वीकृत्य सीवनं कृत्वा जनाः

वस्त्रान् धरन्ति चेत् भारतस्य मौल्यं वर्धते तत् कारणात् विद्यालयेषु अधिका व्यावसायिकशिक्षा अपेक्षते